अहम् ओन्लैन् मध्ये चिल्ड्रन्स् बुक् ओर्डर् कृतवती शीघ्रम् आगतं पुस्तकमपि सम्यक् अस्ति अत्र बहु सुन्दराणि चित्र चित्राणि अपि सन्ति मौल्यम् अपि बहु अधिकानि नास्ति कलर् बैण्डिङ्ग अपि अस्ति जलं पतति चेत् अपि पुस्तकं आर्द्रं न भवति बहु सम्यक् अस्ति एतद् पुस्तकम्